आम् अहं मम अहम् अष्टमवर्षात् अहं मोहिनि आट्टमिति कलारूपं पठन्ती अस्मि मम षष्ठवयस्तः अहं भरतनाट्यं पठितवती मम त्रयोदशवर्षपर्यन्तम् अहं भरतनाट्यं पठितवती अस्मि इदानीमपि अहं मोहनी आट्टम् इति कलारूपं पठन्ती एव अस्मि नृत्यं मम बहु रुचिः अस्ति अहं किन्तु नृत्यस्य पाठनं तु एतावत् पर्यन्तं निर्देशनमहं न कृतवती अस्मि किन्तु भावि भाव्यमहं करोमि इति अहं विश्वसिमि नृत्यं तु मम बाल्यादेव मम रोचकरम् मम एकः विषयः अस्ति इदानीं विद्यालये महाविद्यालये विश्वविद्यालये सर्वत्रापि अहं नृत्ये तु सर्वदा पुरतः एव अस्मि अनन्तरं यावद् सङ्गीतं तावदहं न जानामि चेदपि नृत्ये तु अहं यत्किञ्चित् अहं मम आसक्तिः अस्ति अवश्यमेव नृत्यम् इत्युक्ते यत् यदा कदापि यः कोपि वदति चेदपि अहं कर्तुम् इच्छामि कर्तुं शक्नोमि इति एक विश्वासः मम अस्ति इदानीम् एकः इदानीं शीघ्रम् आगत्य वदति मम एकं नृत्यं करोतु एकं गीतं गायमि एकं नृत्यं करोतु इति वदति अवश्यं तस्य पुरतः एव एकम् एकम् चिन्तां विना अहम् अवश्यं करोमि तादृशः एकः विषयः एव मम नृत्यम् इत्युक्ते किन्तु नृत्यस्य निर्देशनम् इति अहम् एतावत् पर्यन्तं न चिन्तितवती न कृतवती किन्तु अहं भावि भाविकाले तु अवश्यम् अहं करोमि इति अहं मम निश्चयः अवश्यम् अस्ति करणं नृत्यपठनं केवलं न यावदहं पठितवती तद् नूतनछात्रान् पाठनम् इदानीं संस्कृतप्रसारणमिवैव नृत्यस्य प्रसारणमपि प्रचारणमपि मम करणीयं पाठनमपि करणीयमिति मम अतीव आग्रहः सदा एव वर्तते भवति अनन्तरं नृत्यम् इत्युक्ते एककलारूपं केवलं न नृत्यम् इति वदति इदानीं नृत्ये एव कुच्चुपुडि अस्ति मोहिनि आटम् अस्ति भरतनाट्यम् अस्ति ओदीसी अस्ति कथक् अस्ति एवं बहवः अस्ति त तत्रैव इदानीम् अहं द्वयमेव पठितुम् शक्ता अभवं किन्तु भाविकाले अहम् अवश्यं कथक् कुच्चुपुडि अनन्तरं तादृश नृत्यकलारूपाणि अहम् अवश्यं पठामीति एकः विश्वासः मम अस्ति तद् मम आग्रहः अपि अस्ति तद् सर्वं पठनीयम् इति एकः आग्रहः अपि मम अस्ति मोहिनि आट्टे एव मम गुरुः नीनाप्रसादः एव सा मां यावत् उत्तमरीत्या मां पाठितवती मां मम मार्गनिर्देशं कृतवती तादृशम् अहं तादृशमेव अहं मम छात्रान् करोमि इति अहं विश्वसिमि भाविकाले अहं मम छात्रान् अपि या यदा सा पाठितवती तादृशमेव तत् ज्ञानं स्वीकृत्य अहं तत् ज्ञानं सम् नृत्यस्य ज्ञानमहं मम भाविकाले मम छात्राणां कृते अहं यच्छामि इति अहं विश्वसिमि सर्वदा एव नृत्यस्य ज्ञानं नासीत् यद् कलायाः ज्ञानं सर्वेषां भवतु इति अहं प्रार्थयामि